अत्र जनाः अनेकेभ्यः संस्थाभ्यः दूरभाषोपकरणं क्रीणन्ति क्रीणन्ति नाम आण्ड्रोयड् ऐ फोन् स्याम्सङ्ग् एवं नैके सन्ति मम प्रियः आण्ड्रोय्ड् एव तत्रपि गूगल् संस्थायाः पिक्सेलाख्यः दूरभाषोपकरणम् अत्र कोपि व्यर्थः उपकरणः इन्स्टाल्ड् न भवति तत् क्रयणसमये

तत्र यत्किमपि कर्तव्यम् ऐफ़ोन्मध्ये किमपि न साध्यं तदपि अत्र कानिचिद्विषयानि साध्यानि अतः एषमया रोचते